एडिटिङ्ग् नाम चित्रस्य नूतनीकरणम् एडिटिङ्ग् कृते बहवः साफ्ट्वेयर्स् सन्ति यथा स्नाप्सीड् बीट्वेल्व् सिक्स् पिक्सार्ट् इत्यादयः तेषु अहं पिक्सार्ट् इत्यस्य उपयोगम् करोमि तत्र बहवः अंशाः भवन्ति यथा ब्यग्राऊण्ड् चेञ्ज् अथवा ब्यग्राऊण्ड् रिमूव् तथा क्राप् तथा ब्राईट्नेस् इत्यादयः अत्र ब्राईट्नेस् नाम चित्रे विद्यमानस्य प्रकाशस्य न्यूनीकरणम् अथवा अधिककरणम् अनन्तरं भवति क्राप् क्राप् इत्यस्य अर्थः भवति चित्रे विद्यमानस्य अधिकस्थानस्य वा कोऽपि वस्तुनः निष्कासनम् अनन्तरं अनन्तरं भवति ब्यग्राऊण्ड् रिमूव् अथवा ब्यग्राऊण्ड् चेञ्ज् नाम पृष्ठभूमेः निष्कासनम् अथवा पृष्ठभूमेः नूतनीकरणम्